अहं सप्ताहात् प्राक् एकं चार्जर् आनीतवती तस्य मूल्यं पञ्चशतकम् अस्ति तत् द्रष्टुं बहु सुन्दरमस्ति तस्य गुणवता अपि बहुसम्यक् अस्ति बहु समये चार्ज् कृत्वा अपि ते तत् उष्णता नागच्छति तर्हि मम कृते बहु सम्यक् भवति इति